मम वैयक्तिकजीवनं तु मया स्वस्थ मनुष्या भूत्वा स्वस्यसमाजं निर्मातव्यम् इति मातापितरौ सम्यक् दर्शनीयाः सम्यक् द्रष्टव्याः अहं सम्यक् परिपालयामि इति मयि विश्वासः वर्तते साधनीयं तु सर्वत्र वर्तते एव मयापि साधनीयं उत्तमक्षेत्रे इति अस्ति सा किमर्थं साधितुम् इच्छा नाम प्रसिद्धिः इति न परन्तु उत्तमजीवनं यापनीयमिति बहु इच्छा वर्तते तदर्थं साधनां कर्तुमिच्छामि